भारतस्य विशिष्टाः सांस्कृतिकपरम्पराः अनेके सन्ति अनेकाः परम्पराः सन्ति तत्र परन्तु सर्व सर्वेषु भूतेषु भगवतः दर्शनं भारतस्य विशिष्टः सम्प्रदायः वर्तते सर्वषु स्थानेषु भगवतः दर्शनं सर्वं खल्विदं ब्रह्मा इति तत्र वेदेषु निर्दिष्टम् अस्ति इति कारणात् अयं एकः अंशः स्मर्तव्यः विश्वासाश्चके इत्यत्र वेदाः भारतीयानां कृते विशेष विशिष्टतया सनातन सनातनजनानां सनातनधर्मीणां धर्मिणां कृते वेदाः प्रमाणमर्हन्ति यद्यपि यः कोपि नास्तिकः अस्ति चेत् अपि सोपि अस्माभिः गौरवरूपेण तेन सः व्यवहारः कार्यः इति अस्माकं परम्परा भवति अन्येभ्यः देशेभ्यः भारतं भिद्यते सत्यम् यद्यपि अत्र अनेके अंशाः सन्ति अनेकान् अंशान् एकीभूय अपि अत्र शान्तिः सर्वदा वसति वयं सर्वान् सम्माननं कुर्मः इत्येव अस्माकं विशिष्टता